नमो नमः मम प्रदेशे प्राकृतिकरूपेण भिन्नता अस्ति वस्तुतः अत्र डेजर्ट् इति अस्ति पुनः प्रायशः स्थानेषु वृक्षाः न लभ्यन्ते वा प्रायः बहुन्यूनं वनक्षेत्रं भवति पुनः जला जलाकरविषये पृष्टमस्ति अत्र अत्र प्रायशः जनाः वर्ष वर्षया यत् प्राप्तं जलं भवति तेन एव सन्तुष्टाः भवन्ति पुनः भिन्नं मार्गं नास्ति किमपि तडागं वा भिन्नं किमपि एवं पुनः सर्वकारेण अपि किमपि तत्र सोर्स् रूपेण स्थापितमस्ति केनेल् इत्यादि व्यवस्था कृता अस्ति येन क्षेत्रेषु जलम् आगच्छति अत्र स्वच्छताविषये प्रायशः जनाः अवधानं धरन्ति ते तद् विषये चिन्तयन्ति कार्याणि च कुर्वन्ति सर्वकारीयव्यवस्था अपि अस्ति तत्र सर्वकारेण गृहेषु कार्यालयेषु वा तत्र आकरणे स्थापितानि सन्ति तत्र जनाः कर्मचारिणः वा ते तत्र वेस्टेस् सा भवति तत्र स्थापयितुम् अर्हन्ति